षड्शास्त्राणि वर्तन्ते इति अस्माभिः ज्ञायते एव वेदान्तः व्याकरणं मीमांसा न्यायः धर्मशास्त्रं ज्योतिश्शस्त्रमिति तत्र परस्परं सर्वत्रापि सम्बन्धः वर्तते एव मम स्वकीयं शास्त्रं वर्तते व्याकरणशास्त्रमिति व्याकरणशास्त्रं स्वीकृत्य मया अध्ययनं क्रियते तत्र सर्वं सर्वत्र शास्त्रेषु व्याकरणशास्त्रे सम्बन्धः वर्तते यतोहि षट्सु षट्सु शास्त्रेषु व्याकरणशास्त्रमेव श्रेष्ठमिति उच्यते अतः व्याकरणशास्त्रस्य प्रथमम् अध्ययनं कर्तव्यम् इत्यपि उल्लेखः वर्तते यतोहि व्याकरणशास्त्रस्य अध्ययनं प्रथमं न क्रियते चेत् अग्रे वाक्यप्रयोगः अस्माभिः सम्यक्तया कर्तुं न शक्यते अतः व्याकरणशास्त्रस्यैव अध्ययनं प्रथमं कर्तव्यं मीमांसा ग्रन्थेषु मन्त्रादीनाम् उल्लेखः वर्तते तस्य व्याकरणशास्त्रेपि सम्बन्धः वर्तते कुत्र इत्युक्ते व्याकरणशास्त्रे महाभाष्यम् इति ग्रन्थः वर्तते तत्र प्रथमं महाभाष्यस्य प्रथमे भागे प्रथमम् आह्निकं वर्तते पस्पशाह्निकमिति तत्र आनुसङ्गिकप्रयोजनस्य निरूपणकाले वैदिकमन्त्राणां मीमांसा विद् मीमांसाग्रन्थे विद्यमानमन्त्राणां तत्र स्वीकारः कृतमस्ति तस्य उल्लेखः अपि अस्माभिः द्रष्टुं शक्यते तथैव न्यायशास्त्रस्य अपि व्याकरणशास्त्रीयः सम्बन्धः अस्ति न्यायशास्त्रस्य वेदान्तशास्त्रेण विमांसाशास्त्रेण अपि सम्बन्धः अस्ति एवं सर्वत्रापि परस्परं षट्सु शास्त्रेषु अपि सम्बन्धः वर्तते एव परिभाषा इन्दुशेखरः इति ग्रन्थः वर्तते व्याकरण विभागे तत्रापि न्यायशास्त्रस्य बहु उपयोगः अस्ति न्याय न्यायशास्त्रे या भाषा उपयुज्यते सा एव भाषा अस्माकं परिभाषेन्दुशेखरे अपि शेखरे अपि प्रयुज्यते इत्येवं रूपेण सर्वत्र सम्बन्धः वर्तते एव